अस्माकं प्रान्त्ये परिवर्तनम् आनीतं प्रायः गिरिनगरे संस्कृतभारती अक्षरम् इति नाम्ना प्रसिद्धम् अस्ति भवनस्य नाम अक्षरम् इति सङ्घटनस्य नाम संस्कृतभारती इति संस्कृतभारत्याः आरम्भानन्तरं गिरिनगरे बहूनि परिवर्तनानि जातानि अत्र बालकेन्द्राणि चलन्ति बहुविधसंस्कृतशिक्षणं चलति संस्कृतस्य संस्कृतेः च संवर्धनार्थं संरक्षणार्थं बहवः जनाः संस्कृतभारत्यां पूर्णकालिकरूपेण कार्यकर्तृरूपेण च कार्यं कुर्वन्ति अतः बाल्यादरभ्य यः स् संस्कारः प्राप्यते सः आजीवनं तिष्ठति तदर्थं संस्कृतभारती बालकेन्द्रम् अपि चालयति वयस्कानां शिक्षणं दूरस्थशिक्षणम् एवं बहुविधयोजनाः संस्कृतभारत्यां सन्ति अतः अत्र परिवर्तनम् आनीतं संस्कृतभारत्या इति वक्तुं शक्यते